गोमयेन शुद्धीकरणं सामान्यतः पूजासु होमेषु हवनेषु च क्रियते इत्येतत् अस्माभिः दृष्टमेव वर्तते अत्र काचित् सांस्कृतिकीदृष्टिः अपि च वैज्ञानिकीदृष्टिः एवमेव पौराणिकीदृष्टिः अपि वर्तते इति वक्तुं शक्नोमि गोषु सर्वे अपि देवाः वसन्ति इति एका उक्तिः वर्तते तस्मात् सर्वे देवाः तस्यां सन्तीति कृत्वा तच्च गोमयं बहु शुद्धं भवति बहु पवित्रं पूतं भवति इति सर्वेषाम् अभिप्रायः अतः तेन गोमयेन शुद्धीकरणं सर्वत्र वस्तुतः क्रियते गृहेषु शौचस्नानन्तरम् एवमेव यदि किञ्चित् नैमित्तिकं कार्यं जातं तदुत्तरम् अपि च होमेषु शुभकार्यक्रमेषु एवम् अस्ति एवमेव काचित् वैज्ञानिकीदृष्टिः इत्युक्तौ तेन गोमयेन यदि शुद्धीकरणं क्रियते तर्हि कीटाः तत्र नष्टाः भवन्ति इत्यपि प्रयोगादिना ज्ञातं वर्तते तस्मात् गोमयेन शुद्धीकरणम् अवश्यं कर्तव्यम् इति चिन्तयामि अहं मम गृहेपि एवं गोमयेन अपि च गोमूत्रेण च शुद्धीकरणं क्रियते तस्मात् सर्वे अपि कुर्मः इति अहं वक्तुं शक्नोमि